हरिः ओं हा मया केक् आर्डर् दत्तमासीत् खलु हा स्टेप् त्रयं भवेदिति मया उक्तमासीत् खलु तद्दिने नाम दिनद्वयात् पूर्वं हा तत् सिद्धमस्ति वा इदानीं अरे अहम् इद् अद्य एव अपेक्षितमिति उक्तम् उक्तमासीत् खलु मया हा त्व त्वरा एव भवेत् तत् हा तत्र डिज़ैन् इत्यादिकं मया यथा उक्तं तथा तथैव कृत् कृतवन्तो वा हा कति रूप्यकाणि इति उक्तवन्तः ओ तावद् नाम तावद् मास्तु रे इतोपि न्यूनतां करोतु किञ्चित् तथापि मया पूर्वमेव उक्तमासीत् तथापि अद्य एतावत्पर्यन्तं न कृतवन्तः इतोपि विलम्बः एव कुर्वन्तस्सन्ति भवन्तः अतः किञ्चित्

हा इदानीमत्रैव प्रतीक्षणं करोमि प्रतीक्षां करोमि भवन्तः कृत्वा ददन्तु हा बर्तडे आसीत् ह्यापि बर्तडे इति लिखन्तु विशिष्टम् इत्युक्ते मास्तु किमपि तावदेव लिखतु चिन्ता नास्ति ह्म् नाम ह्यापि बर्डे चिन्नु इति लिखन्तु

सिद्धं वा अरे एतत् मम डिज़ैन् नास्ति रे अहम् इतोपि किञ्चित् चेञ्ज् उक्तवान् आसीत् अरे मया इतोपि किञ्चित् अन्यत् मया ए एवं न उक्तमासीत् अत्र किञ्चित् चेञ्ज् आसीत् हा अस्तु तर्हि इदानीं चलति चिन्ता नास्ति